अपूर्वं वित्तकोषे पङ्क्तौ स्थित्वा एव पत्राणि पुरयित्वा व्यवहारः क्रियते स्म भोजनसमये वित्तकोषाधिकारी वित्तकोषकार्यालयस्य पिधानं करोति स्म सप्ताहान्ते वा पर्वसु तेषां सेवा न उपलभ्यन्ते स्म न उपलभ्यते स्म तन्त्रज्ञानस्य प्रभावेन तत् सर्वं नापेक्षितम् अन्तर्जाले सर्वं लभ्यते समयस्य निर्बन्धः अपि नास्ति वित्तकोषः पिहे पिहितः चेदपि व्यवहारं कर्तुं शक्नुमः इदानीं विद्युद्धनमपि सर्वेषाम् उपयोगाय अभवत्